अहं पूर्वमध्यनार्थम् यदा शृङ्गगिरौ आसम् तत्र तुङ्गा नदी आसीत् तत्र ग्रीष्मकाले तरणार्थं बहुसमीचीनं स्थलं विद्यते तत् अस्माभिः प्रायः एप्रिल्मेमासेषु यदा समयः भवति तदानीं गम्यते स्म तत्र तुङ्गनद्यां तरणार्थं बहुसमीचिना व्यवस्था अपि विद्यते एवं सद्यः इदानीं वृष्टिकालः इत्यतः नदीषु नदीषु तरणं तावत् सम्यक् न भवति इत्यतः स्विमिङ्ग् पूल्स् इत्येतेषु गन्तुं शक्यते अत्र समीपे एव बहूनि तादृशस्थानानि इत्युक्ते स्विमिङ्ग् पूल्स् यत्र सन्ति तादृशम् तत्र गत्वा एकस् एकस् एकघण्टायाः कृते एतावद्धनम् इति दत्वा तत्र यावदपेक्षते तावत् तरणं कृत्वा आगन्तुं शक्यते